विषेशावश्यकछात्राणां समस्या उपरि परिहारे शिक्षाव्यवस्था विशेषरूपप्रयत्नं करोति तेषां कृते अक्षरज्ञानं बोधयति अनन्तरं बाडि लाङ्ग्वेज् इति वदामः तद्बोधयति अनन्तरं लोकव्यवहारं बोधयति संभाषणं बोधयति एवं बहुविधरूपेण तेषां कृते शिक्षावै शिक्षाव्यवस्था बोधयति तदेव विशेषरूपेण समर्थबालाणां अन्धबधिराणां ब बधिरबालाणां कृते अपि भिन्नाः विद्यालयाः अस्माकं देशे सन्ति तदपि सर्वकारपक्षतः सन्ति स्वायत्तविविधसामाजिक संस्थानां पक्षतः अपि विद्यालयाः सन्ति अस्मिन् सन्दर्भे किं करणीयं इत्युक्ते अस्माभिः यत्र यत्र एवं विशेषावश्यकछात्राः कुत्र सन्ति बालाः कुत्र सन्ति तान् कुत्र सन्ति इति ज्ञात्वा आभिज्ञाय अत्रं बधिराः अथवा सम्पूर्णतया शारीरक अङ्गविहीनाः ये सन्ति तान् सङ्गगृह्य तेषु पाठशालासु वयं यदि ब संयोजयामश्चेत् तत्रापि तेषामपि उद्धरणं भवति इति अहं मन्ये